भारतदेशे बहु उत्तमानि पर्यटस्थानानि वर्तन्ते तेषु मुख्यानि स्थानानि एवं सन्ति श्रीनगरः श्रीनगरः भारतस्य उत्तरदिशि अस्ति एतत् स्थलं काश्मीरस्य राजधानी अत्र दल् लेक् इति बहु प्रसिद्धः सरोवरः वर्तते जनाः नौकासु एव निवसन्ति एतदेव स्थलस्य आकर्षकः विचारः श्रीनगरे उत्तमानि सेव्यफलानि लभ्यन्ते अत्र उद्यानवनाः जलाशयाःअपि सन्ति अत्र प्रसिद्धः शंकाराचार्यपीठमपि वर्तते कीर् भवानि मन्दिरमपि प्रसिद्धः स्थलः संस्कृतसाहित्यक्षेत्रे काश्मीरपण्डितानां बहु योगदानम् अस्ति अनन्तरं काशी काशी वाराणासी बनारस् इत्यादि नामानि अपि काशीं सम्बोधयन्ति भारतीयानां कृते काशी तु पवित्रक्षेत्रं वर्तते अत्र ये मरणं प्राप्नुवन्ति ते साक्षात् मोक्षं प्राप्नुवन्ति इति भारती भारतीयानां विश्वासः अत्र पवित्र पवित्रार्थस्य संकेतः तु गङ्गा एव सा तु विस्तरेण प्रवहति अस्मिन् क्षेत्रे विश्वनाथस्य मन्दिरम् अस्ति कालभैरवस्य हनुमतः मन्दिरो अपि स्तः काशीक्षेत्रे गाङ्गातटे बहूनि घट्टाः सन्ति हरिश्चन्द्रघाटः दशाश्वमेधघाटः असी घाटः इति सन्ति बनारस् विश्वविद्याल हिन्दूविश्वविद्यालयस् विद्यालयः तु विश्वविख्यातः एषः विद्यालयः पण्डितः मदनमोहनमाळवीयः स्थापितवान् काशीनगरे बनारस् शाटिकाः अपि विश्वविख्याताः काञ्चीपुरं काञ्चीक्षेत्रं तमिळुनाडे वर्तते भारतस्य दक्षिणस्य दिशि एषः पुरः वर्तते कांची कामाक्षी इत्येव प्रसिद्धः कामाक्षीमन्दिरम् अस्ति शक्तिपीठं शक्तिपीठस्य संकेतः कंचीपुरम् अत्र बहूनि अन्यानि मन्दिराणि अपि सन्ति कञ्चे कञ्चीशाटिका अपि प्रसिद्धम् अस्ति कन्याकुमारी भारतस्य दक्षिणे अस्ति कन्याकुमारीक्षेत्रम् अत्र स्वामीविवेकानन्दस्य द्वीपः प्रसिद्धः अत्र आगत्य सः ध्यानं कृतवान् हिन्दू महासागरः अरबीसमुद्रः च वंगोपसागरः च अत्र मिलन्ति कन्याकुमारी इत्येव अस्य क्षत्रस्य अधिदेवता तस्याः अपि मन्दिरमपि दृश्यते अत्र त्रिवर्णः सिकतानि अपि द्रष्टुं शक्यते काशीरंगजन्तुशाला काशीरंगजन्तुशाला भारतस्य पूर्वोत्तरे अस्ति अत्र रैनोसरस् बहुप्रामाण्येन दृश्यते अत्र नवम्बर् मासतः फ़रवरी मासपर्यन्तम् जन्तुशाला उद्घाटनं भवति